वयं तु जानीमः सर्पः यदि पुरस्ताद्वा वर्तते तदागत्य अस्माकं कृते दंशति इति तथैव यः कोऽपि सः कीटः भवतु सा आगत्य अस्माकं कृते दंशति इत्येव अस्माकं कृते क्लेशः रात्रौ अपि अस्माकं कृते महान् क्लेशः वर्तते यत् मशकः इति संस्कृतभाषायाम् यदुच्येते कन्नडभाषायां वर्तते सोळ्ळे इति तत्तु प्रतिदिनम् अस्माकं कृते आगत्य दंशति स एव महान् क्लेशः इति सद्यः स् सद्यस्मिन् काले अतः तस्य कारणात् उपायः कथम् इत्युक्ते अस्माभिः तत्र फ़ाग् इति यत् उच्यते कन्नडभाषायां होगे इति तत् स्थापनीयं यथा मशकः न दंशेत् अपि च सर्पदंशः यथा न स्यात् नाम एवं वदन्ति हस्ते वा क्वचित् देहे वा गरुडस्य चिह्नं यदि वर्तते तर्हि सर्पः अस्माकं निकटे नैव आगच्छति इति तत् सत्यं वा सत्यं वा न ज्ञायते परन्तु अस्माभिः यथाशक्यं सर्पस्य निकटे न गन्तव्यम् इत्येव तथैव पशवः अपि भवन्ति ते कथम् अस्माकं कृते दंशनं कुर्वन्ति इत्युक्ते अस्माभिः तत्र गत्वा तेषाङ्कृते किमपि न कर्तव्यं वर्तते अपि च वयं पाषाणं तेषाम् उपरि क्षिपामः अतः तेषाङ्कृते यथा कोपः नागच्छेत् तथा अस्माभिः द्रष्टव्यमस्ति यदि तथा भवति ते आगत्य अस्माकं कृते दर्शनं कुर्वन्ति अतः यथा तेषाङ्कृते किमपि समस्या न स्यात् इति द्रष्टव्यं यदि तेषाङ्कृते समस्या भवति ते अवश्यम् आगत्य दंशनं कुर्वन्ति अतः उपायः इत्युक्ते तेषाङ्कृते यथा समस्या न स्यात् इत्येव